केरलराज्ये जा जातिमतभेदाः पराकाष्टतां गते काले नारायण गुरुः इति दर्शनिकाः समाजे समसुधारकाः उदितः समाजस्य तार तारं तारतम्यं न्यूनीकर्तुं सञ्जीवन् व्यक्तितवान् अनेन प्रतीतवतिं तत्वं तु जगति एकः एव जातिः एकम् एव मतम् एकः एव देवः इति एषः संस्कृतभाषायाम् अपि पण्डिताः आसीत् केरलेषु समाजे अबृष्ट् अपृष्टतया इति समाजिक समाजिकानवरतस्य परिहारं स्वस्य विशेषस्य दृष्टवान् देशसेवा इव ईषसेवा इति उपदेशं दत्तवान् अत्र धार्मिक समुदायस्य धार्मिकगुरुः भवति श्रीनारायणगुरुः